यदि सः मम नागपुरनगरे बहवः ग्रन्थालयाः सन्ति अस्माकं पाठशालायाः ग्रन्थः उत्तममस्ति तत्रापि अहं पुस्तकानि पठितवती अनन्तरम् अहम् अस्माकं नागपुरनगरे एव रामकृष्णमठम् अस्ति तत्र उत्तमग्रन्थालयः अस्ति अहं यदा एम् फ़िल् कृतवती तदा तत्वद् शास्त्रम् अहं गृहीतवती तत्वं तत्वशास्त्रे अहम् एम् फ़िल् कृतवती तत्र तत्वशास्त्रं स्य ग्रन्थाः बहवः सन्ति अतः जिद्दुकृष्णमूर्तिमहोदयस्य ग्रन्थाः तत्र सन्ति अहं थीसिस् कृते